भारते जनाः प्रतिदिनं पूजां कर्तुम् इच्छन्ति पर्वणकाले दीर्घ विशेषपूजाः कुर्वन्ति बहवः भोजनानि कृत्वा पार्श्वजनानां कृते वितरणं कुर्वन्ति बन्धुजनाः सर्वे मिलित्वा माम् भोजनं कुर्वन्ति सन्तोषम् अनुभवन्ति नूतनानि वस्त्राणि धरन्ति बहवः मन्दिरम् अपि गच्छन्ति परन्तु अन्यदेशे स्थिते जनाः सप्ताहान्ते एव यदा विरामः भवति तत् समये तस्मिन् समये एव मन्दिरं वा बहिः वा गच्छन्ति